अस्माकं स्थानीयप्रदेशे एका वैद्यशाला अस्ति तत्र सर्वे वैद्याः उत्तमतया कार्यम् कृतवन्तः कोविड् समये अपि उत्तमंसहायं दत्तवन्तः सर्वेभ्यः अपि तत्र प्रजाः सर्वे अपि तत्र गत्वा तेषां सहायं स्वीकृत्य तेषाम् औषधम् इत्यादिकं तेषाम् उत्तमचिन्तनानि किं किं करणीयं यदि कोविड् आगच्छति चेत् कथं व्यवहारः करणीयः अस्माकं जीवने कथं भवितव्यम् इत्यादयः ते सम्यक्तया उक्तवन्तः सर्वे अपि तेषां सह्हायेन जनानाङ्कृते उत्तमः लाभः लाभं प्राप्तवन्तः महान् से उत्तमसेवां कुर्वन्ति तत्र जनाः वैद्याः जनाः पि तेषां सेवां स्वीकृत्य बहु आनन्दम् अनुभवन्ति तेन ते सन्तोषेण जीवन्ति अत्यन्त आवश्यकता वर्तते इदानीं वैद्यशालायाः अस्म् सहायम् अस्माकं जीवने प्रतिजने अपि प्रति एकं जीवने यदा कदापि वैद्यशालाम् अवश्यं गन्तव्यं भवति तत्र वैद्यस्य तेषां सूचनां तस्य सूचनानुगुणं वयम् कार्यं कुर्मः तत्र औषधानि स्वीकुर्मः तेन अस्माकं रोगाः गच्छन्ति मानसिकदृढं दृढत्वमपि भवति अस्माकं जीवनम् आ आरोग्यमयजीवनं भवति आनन्दमयजीवनं भवति यदा आरोग्यं सम्यग् भवति तदा वयं यत्किमपि कर्तुं शक्यते तदर्थं वैद्यः वैद्यो नारायणो हरिः इति तत्र उक्तवन्तः तत् साक्षात् वैद्यः इत्युक्ते नारायणदेवः एव अस्माकं कृते तदर्थं वैद्यस्य सहायम् अस्माकं जीवने अत्यन्तम् आवश्यकं वर्तते तत्र ते अपि सम्यक्तया सर्वे वैद्याः अस्माकं स्थानीयवैद्याः सर्वे अपि उत्तमतया व्यवहरन्ति ते तदर्थमेव मम जीवनम् अस्ति हा इति चिन्तयित्वा सेवां कुर्वन्ति समाजे सर्वेषां कृते समयम् तेषां समयं ददाति समयम् ददाति अनन्तरम् उत्तमवचनानि अपि वदन्ति मृदुवचनानि अस्माकम् आत्मा स्थैर्यवचनानि अपि वदन्ति अस्माकं स्थानीयवैद्याः उत्तमाः सन्ति उत्तमसेवा अपि कुर्वन्ति